राजस्थानप्रदेशे विभिन्नेषु क्षेत्रेषु भिन्ना भिन्ना प्राकृतिकसम्पदा उपलभ्यते यथा सेखावटीक्षेत्रे स्वर्णं ताम्रं तथैव मेवाडक्षेत्रे प्रस्तरं तथा च सङ्ग्मर्मर् इति नामाख्यं विश्वप्रसिद्धं प्रस्तरमपि प्रदेशे अस्मिन् उपलभ्यते प्रदेशस्य अस्य पश्चिमेभागे अत्यधिका मरुभूमिः वर्तते तत्र तैलं निष्कासनाय रेफ़ैनरि इत्यस्यापि स्थापना कृता वर्तते सर्वकारेण यथा उक्तं मया अस्य प्रदेशस्य पश्चिमाः भागाः मरुभूम्यान्वितः अतः जलस्य अत्यधिका समस्यापि दृश्यते तदर्थं कूपनिर्माणं वाप्यः निर्माणं बाहुल्येन भवति तथा च वर्षाजलसङ्ग्रहणाय टाका इति विविध प्रदेशस्य निर्माणं जनैः क्रियते एतेषां निर्माणाय सर्वकारेण धनम् अपि प्रदीयते तथा जलस्य सङ्ग्रहणं सङ्ग्रहणाय शोधनाय अनेकाः असर्वकारीयसंस्थाः सर्वकारेण सह मिलित्वा कार्यमपि कुर्वन्ति